अस्माकं क्षेत्रे बहवः बह्व्यः क्रीडाः सन्ति अत्र शालासु अनन्तरं गृहे मातापितरः अपि क्रीडार्थं प्रोत्साहं यच्छन्ति शालायां शालासमापनानन्तरं पञ्चवादनतः सप्तवादनपर्यन्तं बालकाः अभ्यासं कृत्वा गृहं गच्छन्ति तत्र कोचस् अपि तत्रैव स्थित्वा पाठयित्वा तदनन्तरं ते गृहं गच्छन्ति अत्र मातापितरः अपि क्रीडासु उत्सुकाः सन्ति अतः नेषनल् लेवेल् मध्ये अपि बालाः क्रीडन्ति स्टेट् अपि क्रीडन्ति अनन्तरम् इन्टर् नेषनल् लेवेल् मध्ये अपि केचन गतवन्तः सन्ति किन्तु तेषां नामानि अहं न जानामि बहवः क्रीडापटवः अस्माकं प्रदेशे सन्ति बहु सम्यक्रीत्या ते पठन्ति पठने अपि आसक्तिः अस्ति क्रीडासु अपि तेषाम् आसक्तिः अस्ति एव